मम लेखने प्रभावं जनयन्ताः जनाः बहवः सन्ति तेषाम्म्ध्ये मम आचार्यः मम विद्यागुरुः श्रीमान् रामकृष्णाचार्यः प्रधानस्थाने वर्तन्ते श्रीमान् रामकृष्णाचार्यवाजपेयाजि अष्टवयसिम् आरभ्य अद्यपर्यन्तम् अष्टवयसिमारभ्य ऋग्वेद आर्षपरम्परारीत्या ऋग्वेदाध्ययनं कृतवन्तः कृतवान् ऋग्वेदं क्रमपाठं पदपाठं घनपाठपर्यन्तं ऋग्वेदाध्ययनं कृत्वा मन्त्रालयक्षेत्रे श्रीराघवेन्द्रस्वामीविद्यापीठे सः प्रायः त्रिंशतिवर्षपर्यन्तम् अध्यापनं कृतवान् मन्त्रालयनगरे प्रायः द्विशतजनाः द्विशतवि द्विशतविद्यार्थिनः निकटे सः अध्यापनं कृतवन्तः ततः परं मन्त्रालयनगरं निधाय मन्त्रालयनगरे स्वस्थानम् निवृत्तं प्राप्य एषु दिनेषु तमिळ्नाडुराज्ये करूरग्रामे करूरनगरे तविट्टपाळ्यम् इति नामधेयस्य एकस्य ग्रामे स्थित्वा केवलम् अध्यापनम् अग्निहोत्रम् एषु श्रौतकार्यं कृत्वा तत्रैव स्थितवन्तः आचार्यस्य अन्यत्र विषय कः किमिति चेत् आचार्यः यज्वानः यज्वानः नाम किम् इति चेत् त्रीणि यागानि अथवा तदुपरि यागानि कृतवा कृतवान् सर्वे जनान् यज्वानः इति मन्यन्ते रामकृष्णाचार्यः सोमयागः वाजपेययागः अप्तोर्यामयागः एषु त्रिषु यागमपि उत्तमरीत्या कृतम् अपि सर्वे जानन्ति एव अतः रामकृष्णाचार्यः मम प्रभावं श्रौतविषये लेखनं लेखन लेखने प्रभावं जनयन्तः इति मम मनसि अतीव सन्तोषम् भवति